हरि ओम् मया अखिलभारतवाक्श्रवणसंस्था प्रति गन्तव्यम् अस्ति अहम् इदानीं गोकुलं सेकेण्ड् स्टेज् मध्ये तिष्ठन्ती अस्मि मम समीपस्थाने किमपि आटो यानम् अस्ति वा कृपया बुक् करणीयं मम लोकेशन् ट्वेल्थ् क्रास् गोकुलं सेकेण्ड् स्टेज् मध्ये अस्मि कृपया आटो बुक् करोतु